हा हा भवान् फ़ोटोग्राफ़र् वा चित्रग्राहकः वदति वा भवान् भवतः आपणमध्ये अहं गतवानासं तत्र आपणं नाम ओपेन् नासीत् इत्यतः अहं दूरवाणीं कृतवान् इदानीं मम विवाहः अस्ति नाम फ़ेब्रवरि मासस्य प्रायः तृतीयदिनाङ्के इति निश्चितं तर्हि तद्दिने भवतः आपणात् कोऽपि आगच्छति चेत् फ़ोटोसूट् करणीयमस्ति सम्पूर्णस्य कार्यक्रमस्य इति तर्हि सम्पूर्णं नाम इदानीम् इदानीं फ़ेब्रवरि मासस्य तृतीयदिनाङ्के सम्पूर्णदिनम् अनन्तरं तत्र अहं पात्रे गृहे यदा विवाहः भविष्यति तदापि तत्र गन्तव्यं पुनश्च मन्दिरे अपि गन्तव्यं सर्वत्र गमनार्थं किमपि यानं स्वीकृत्य आगच्छति चेत् तदपि सौविध्यं भवति तस्य कृते इति पुनश्च केमेरा क्वालिटि इति डिसेलार् भवेत् चेत् भवति चेत् उत्तममिति तत्र बाजेट् कियत् इति यदि सूचयति चेत् पुनश्च तत् सर्वं फ़ोटो अस्माकं हार्ट् साफ़्ट् साफ़्ट् कापि रूपेण आवश्यकम् अनन्तरं तद् नेगेटिव् पि आवश्यकमस्ति

पुनश्च इदानीम् इदमिदानीं यत् श्रूयते नाम फ़ोटो इत्यादिकं मिस्यूज् अपि जायते तद् किमपि जायते वा इति संशयः अपि अस्ति तर्हि सः यः आगच्छति सः भेज् वा नन्भेज् वा तस्य कृते भोजनमपि परिकल्पनीयमस्ति

पुनश्च सः यः आगच्छति तस्य दूरवाणी सङ्ख्या अपि मम कृते प्रेषयतु इति अस्तु तर्हि अस्तु तर्हि